पाकशालायां विद्युत् उपकरणानि इत्युक्ते पेषकं मिश्रमं शीतकम् यदि तादृशम् स् तादृशानि वस्तूनि अस्माकं समीपे न भवति चेत् वयम् शाकसंरक्षणार्थं शीतकम् अस्ति तस्य स्थाने एकं गटं स्वीकुर्मः गटे सैकतं संस्थाप्य तत्र किञ्चित् जलं पूरयित्वा आर्द्रकं कृत्वा सैकतम् तस्य उपरि वस्त्रं संस्थाप्य शिलाखण्डानि स्थापयामः अनन्तरम् एकं वस्त्रं संस्थाप्य तस्य उपरि एकम् आच्छादनवस्त्रम् आच्छादनं कृत्वा तस्मिन् वस्त्रे शाकानि संस्थापयामः तेन शीतकस्य स्थाने वयं शाकस्य संरक्षणं कर्तुं शक्नुमः एतेन माध्यमेन